हरियों हरोयों बगिनि हा बगिनि अहमिदानीं कार्यं कर्तुं गृहमागतवति स्म इदानीं देविका देविका बगिनि कार्यं बवत्याः गृहे कार्यम् आगच्चति न वा हा ह्म् ह्म् हा हा ह्म् ह्म् हा हा सत्यं हा अद्य इदु हा सम्यक् अबव् सम्यक् अबवत् प्रक्षालयित्वा सर्वं प्रकोश्टं सर्वमु अनन्तरमु शुचित्वा हा स्वच्चता सर्वं क् कृतवति हा हा ह्म् वदतु हा सत्यम् हा हा हा माताजि माताजि मम मम किञ्च् किमित्युक्ते मम गृह अपि दीपावळि अस्ति अनन्तरमु अन्यगृहे कार्यमु गन्तुमस्ति कार्यं कुर्वन्ति हा तदर्तमु अन्यगृहे हा अन्यग्रहे कार्यं कृत्वा अनन्तरमु अहमु बवत्याः गृहे आगच्चामि अस्तु वा हा अस्तु अस्तु अस्तु अस्तु अस्तु किं किं कार्यमस्ति हा हा हा हा सत्यं सत्यं बहु वस्त्राणि अस्ति वा हा हा अस्तु हा हा हा हा सत्यम् अलङ्कारम् अलङ्कारमस्ति वा दीपावळि सत्यम् अलङ्कारमस्ति वा हा सर्वदीपं हा हा हा तुळसि तुळसिगिड तुळसिसर्वमु हा गोमयं हा गोमयमु अहमानयामि वा भवती तत्र सन्ति वा तत्र सन्ति वा गोमय

हा आम् आनयामि लब्यते चेत् आनयामि प्रातकाले अस्तु अस्तु हा हा हा सत्यं हा मम समीपे गो अस्ति गो इदानीमु क्षीरम् अवश्यकं वा क्षीरम् अवश्यकं वा क्षीरमु दीपावळित क्षीरं मास्तु वा हा हा अस्तु अस्तु हा अस्तु अस्तु हा हा हा गोमयं कार्यम हा अस्तु अस्तु हा हा स्वच्चता

मम दनस्य किञ्चित् दन्य दनम् अवश्यकमु मम बहू दनमु अवश्यकमु किमर्तमिति मम आरोग्यं सम्यक् नास्ति तत्र कार्यं कर्तुम् अपि सम्यक् नास्ति गण्टाद्वयं कार्यं करोमि प्रतिगृहं गृहं गच्चामि तदर्तम् अस् हा अस्तु अस्तु अस्तु अस्तु स्तापयामि हा